स्वसहायसमूहस्य कृते एतत् समयं अदिकं सुलभम् अस्ति प स प्र प्रभुत्वम् अपि स्वसहायसमूहस्य कृते बहूनि साधनानि साधनानि कृतवन्तः ग्रामे स् महिलाः महि महिलायाः समूहस्य कर्तुं करोति समूहस्य कृते सर्वे जनाः लघु लघु व्यापारं कृतवती कर्तुं शक्नोति तत् व्यापारनार्थं वित्तं आवश्यकमस्ति तत् कारणात् सेल्फ़् हेल्प् ग्रूप् स्वसहायसमूहस्य कृते वित्तकोशाः अपि अधिकाः स्कीम्स् आसीत् तत् कारणात् महिलाः ग्रामे मण्डले मण्डलं प्रान्ते ब बहूणि महिलाः समूहाः समूहस्य समूह समूह समूहाय वित्तकोशे धनं लभ्यते व्यापारनिमित्तं तत् कारणात् ग्रामे जनाः पट्टनं सिटि न आगच्छन्ति तत्र एव उद्योगं व्यापारं करोति त स्वल्पं सुखमेव जीवनं च चलति